संस्कृतभाषायाः उन्नयनं नाम भाषायाः संभाषणं तथैव तस्य साहित्यस्य अपि अध्ययनं अत्यक्ष अत्यावश्यकं भवति अतः संभाषणं नाम सर्वत्रापि सर्वजनाः अपि स संस्कृतभाषायैव संभाषणं कुर्युः तदर्थं तथा प्रयत्नः भवेत् ते तथैव तस्यां भाषायां विद्यमानानि पुस्तकानि साहित्यम् अद्य साहित्यस्य अध्ययनं कुर्यात् तेन एव भाषायाः उन्नयनं भवितुम् अर्हति तथैव संरक्षणम् इति इत्युक्ते अस्माकं संस्कृतभाषायां विद्यमानाः विद्यमानानि अनेकानि पुस्तकानि समग्रं साहित्यं यदस्ति तस्य अध्ययनम् एव संस्कृतभाषयाः संरक्षणं कर्तुं शक्नुमः अध्ययनेन सह तस्य अनुपालनमपि भवेत् तथैव निरन्तर संभाषणमपि संरक्षणं संभाषणे अपि संरक्षणं भवितुमर्हति तस्य सर्वत्रापि प्रसारः अपि करणीयः भवति तदेव श्रवणं भाषणं पठनं लेखनं इत्यादिषु अस्माकं स्व चतुर्षु सोपानेषु अपि वयं भाषायाः अध्ययनं यत् कुर्मः तेनापि भाषायाः संरक्षणं भवतीति मम अभिप्रायः